वस्तुतः वेदस्य षडङ्गानि सन्ति यथा शिक्षा कल्पः व्याकरणं छन्दः जोतिषं निरुक्तः आदि परन्तु तत्रापि षडङ्गेषु द्वित्राणि नाम त्रीणि अङ्गानि आवश्यकानि अङ्गानि उच्यते चेत् वा व्याकरणम् आवश्यकमस्ति अनन्तरं निरुक्तस्य आवश्यकता अस्ति अनन्तरं छन्दसः अपि आवश्यकता अस्ति किमर्थमित्युक्ते व्याकरणं तु वेदस्य मुख्यम् इति उच्यते मु मुख्यं व्याकरणं स्मृतम् अतः व्याकरणे वेदाध्ययने दोषः न भवति नाम यदि कः व्याकरणस्य अध्ययनं कृतवान् तर्हि तत्र तस्य दोषः न भवति सः शुद्धरूपेण वेदस्य अर्थं ज्ञातुमपि समर्थः भवति अतः व्याकरणम् अध्येतव्यमेव अनन्तरं निरुक्तमपि शब्दानां योजनमेव करोति नाम शब्दानाम् अर्थस्य इव प्रकाशं करोति तर्हि व्याकरणस्य पठनं तु तदेव तदर्थमेव पुनः निरुक्तस्य आवश्यकता का इत्युक्ते निरुक्ते वैदिकानां शब्दानाम् अपि विश्लेषणम् अस्ति लौकिकानां शब्दानाम् अपि विश्लेषणम् अस्ति परन्तु व्याकरणे तद् नास्ति व्याकरणे केवलं प्रायः लौकिकशब्दानां विश्लेषणमपि एव अस्ति केवलं पाणिनीयव्यकरणे एव दिकानां लोकिकानां सब्दनां बिस्लेसणम् अस्ति अनन्तरं अन्यत् किम अन्यत् कुत्रपि एतत् न न दृस्यते अनन्तरं छन्दः छन्दः छन्दः पादौ तु वेदस्य अर्थात् पादमसध्यमेन यः कोऽपि मनुष्यः चलनं कर्तु्म् अथवा किमपि कर्तुं शक्यते अनन्तरं पादौ विना सः किमपि च कर्तुं शक्यते नाम चलनम् आदि चलनादिकार्यं कर्तुं न शक्यते अतः चलनम् एव मुख्यक्रिया चलनम् एका मुख्या क्रिया वर्तते अतः वेदाध्ययनार्थं नाम छान्दसः छान्दसः ज्ञानं यदि न भवति तर्हि वेदाध्ययने रुचिः न भवति छान्दमाध्यमेन देवाः अपि प्रसन्नाःभवन्ति अतः छान्दसः अपि आवश्यकता वर्तते अतः छान्दसः आवश्यकता अपि अस्ति एतत् त्रयम् इति आवश्यकाः इति अहं चिन्तयामि